अहं कदापि पाकप्रतियोगितायां दूरदर्शन कार्यक्रमे भागं न गृहीतवती तत्र विशेषव्यञ्जनम् इति वदन्ति परन्तु सर्वथा व्यञ्जनस्य वर्णं कथमस्ति ऋचिः कथमस्ति तस्य प्रस्तुतिः कथं जातं एव एवं एताः विषयाः एव तत्र आधिक्येन पश्यन्ति व्यञ्जनस्य आह आरोग्याय कतम् उत्तमं इति कोपि न वदन्ति अतः केवलं वर्णं दृष्ट्वा वा रुचिं दृष्ट्वा कादन्ति चेत् आरोग्याय उत्तममिति वक्तुं न शक्यते इत् अन्यदेकं सर्वदा तत्र विरुद्ध आहारमिति वर्तते नाम पलाण्डुना साकं दुग्धं न पास्यति खिल पलाण्डुदुग्घं एके समान समये न उपयोगं करणीयं न कादनीयम् इति ज्येष्ठाः वदन्ति तादृशानां विषयस्य उपरि तेषां अवदानं कदापि न भवति अतः केवलं रुचिं उत्तमम् अस्ति द्रष्टुं बहु उत्तमम् अस्ति प्रस्तुतिः बहु उत्तमरीत्या कृतमस्ति एताः विषयाः एव तत्र आधिक्येन पश्यन्ति यूट्य़ूब् मद्ये बहवः व्यञ्जनार्थं तत्र बहवः लभ्यन्ते तत्रापि तदेव समस्या किमपि नूतन कुर्वन्ति यूट्य़ूब् इत्यत्र स्थापयन्ति ये जनाः यदा किमन्य अन्य किमपि कार्यं नास्ति तद्दृष्ट्वा तादृशी एव कुर्वन्ति परन्तु ममाभिप्राये वयं पूर्वदारभ्य ज्येष्ठानां यदुक्तमस्ति तदेव व्यञ्जनं पाकं अस्माकम् आरोग्याय बहु उत्तमम्